मम प्रदेशः उत्तरकर्नाटकं तत्र बहवः उत्सवाः बहूनि पर्वाणि च आचर्यन्ते तेषु पर्वदिनेषु अस्माभिः मधुरं क्रियते अनन्तरं तत्तद्दिनीय प्रमुखदेवतायाः पूजां च क्रियते तत्र पूजायां तावत् प्रथमं प्रातः प्रातः ब्राह्मीमुहूर्ते उत्थाय तेषां पात्राणि नाम पूजापात्राणि प्रक्षाल्य देवताविग्रहं च प्रक्षाल्य शुचिः नाम स्थानं पूजास्थानं च सम्यक् सुष्ठुः निरूप्य समाप्य प्रक्षाल्य स्थापयामः अनन्तरम् अस्माकं स्नानम् प्रा शीघ्रं समाप्य य पूजां च वयम् आचरामः तत्र नवरात्रिकाले नवदिनं नवदिनात्मकः उत्सवः अनन्तरम् दशम्यां तावत् सर्वत्र अस्माभिः देवतादर्शनार्थं गम्यते अनन्तरम् गणेशोत्सवे काले तावत् मम गृहे वयं गणेशस्य उत्सवं न कुर्मः अपि तु गौर्याः उत्सवं कुर्मः इति कृत्वा गौरीविग्रहः संस्थाप्यते अनन्तरं तद् कृते पूजा अर्चना अनन्तरं नैवेद्यं च

विनायकचतुर्थ्यान् तावत् अस्माभिः आचरणं न क्रियते परन्तु तत्काले य ये अन्ये तद् आचरणं कुर्वन्ति तेषां गृहम् अनन्तरं प्रदेशञ्च गत्वा तत्रत्य देवतानाम् पूजां कृत्वा दर्शनं च प्राप्नुमः अनन्तरं यत्र यत्र तत् तस्य देवता देवस्य विशिष्टं स्थानं भवति तत्प्रदेशं वयं गत्वा तत्र त तस्य देवता देवस्य पूजनं कुर्मः अनन्तरं प्रसादं च सर्वेभ्यः प्रयच्छामः